अहम् एकां चतुश्चक्रिकां प्रातः आगन्तुम् उक्तवान् आसम् परन्तु तस्य छा चालकः इतोपि न आगतवान् अस्ति तस्मै प्रातः प्रातः मम मां तथा मम परिवारम् एकत्र स्थले नेतुम् उक्तवान् आसम् परन्तु सः विलम्बितः अस्ति अपि च सः तस्य दूरवाणीमपि इदानीं न उद्धरन् अस्ति